मम प्रदेशे बहवः पर्यटनस्थानानि सन्ति एव तेषु बहवः पर्यटकाः आयन्ति तेषु केचन स्थलाः बुल् टेम्पल् तदनन्तरं दोड्डगणपतिदेवस्थानं विदानसौधा लाल्बाग् उद्यानवनम् इत्यादि सन्ति तेषां विषये वक्तुं बहु अस्ति परं लाल्बाग् उद्यानवनं बृहत् उद्यानवनम् अस्ति तद् उद्यानवने बहवः जनाः अद्य अपि आगच्छन्ति तत्र सस्यानां विषये तत्र स्थितानां वृक्षाणां विषये ज्ञातुं बहवः आगच्छन्ति तत्र केवलम् आगत्य विश्रामं कर्तुं जनाः आगच्छन्ति तत्तु अस्माकं मैसूरूमहाराजेन कृतं वर्तते बहु प्राचीनतम उद्यानवनम् अस्ति